भारतस्य संस्कृतेः इतिहासस्य च अवगमने रामायणमहाभारतयोः पात्रं किम् इति मम अभिप्रायः एवं वर्तते रामायणस्य रचयिता वाल्मीकिमुनिः अपि च महाभारतस्य रचयिता व्यासमुनिः तत्र अस्माकं तस्य रचयितारः एतेषां विषये यदि पश्यामः तर्हि अस्माकम् ऋषीणाम् अथवा मुनीनां विषये अस्माभिः ज्ञातुं शक्यते अपि च तत्र रामायणे बहवः ऋषयः आगच्छन्ति अपि च रामायणे रामः सीता हनुमान् विभीषणः रावणः सुग्रीवः इत्येवं स् बहूनां जनानां वर्णनं भवति अपि च महाभारते कृष्णस्य अर्जुनस्य द्रौपदेः भीमस्य भीष्मस्य इत्येवं तत्रापि बहूनां जनानां वर्णनं क्रियते एतेन अस्माकम् इतिहासस्य च इतिहासस्य अवगमने सौलभ्यं भवति अपि च तयोः अध्ययनेन अस्माकं भारतस्य संस्कृतिः कथमासीत् पूर्वम् इति अस्माभिः ज्ञातुं शक्यते अतः तयोः पवित्रग्रन्थयोः पठनेन अस्माभिः अस्माकं भारतस्य संस्कृतिः संस्कृतेः विषये ज्ञातुं शक्यते